अहं पलाव् पक्तुमिच्छामि तदपि दक्षिणभारतीयम् अहं दक्षिणभारतप्रदेशीयः कर्नाटिकीयः इति कृत्वा उत्तरभारतीय पाकविषये अहं तद्विषये न जानामि तद् केवलं भोक्तुं शक्नोमि कर्तुं न शक्नोमि अहं दक्षिणभारतीयः तस्मात् दक्षिणभारते प्रसिद्धम् इड्ली वडा पलाव् अन्ना साम्बार् पर्पटम् इत्यादिकम् अहं पक्तुमिच्छामि बाल्यादारभ्य मम गृहे प्रातः तावत् पलाव् इड्ली वडा अनन्तरं दोसा भवति स्म अहं दोसां कर्तुं जानामि पलाव् कर्तुं जानामि इड्ली कर्तुं जानामि वडे अपि कर्तुं जानामि साम्बार् कर्तुं जानामि सारः सारः इत्युच्यते तत् कर्तुं जानामि प्रथमं तावत् पलाव् कृते पूर्वं शाककर्तनं कर्तव्यम् अनन्तरं पलाव् पौडर् इति आगच्छति एम् टि आर् इत्यादि पौडर् अपि आगच्छति अथवा अस्माभिः गृहे अपि सम्बर् तत् पौडर् निर् निर्मीया कर्तुं शक्यते तदपि कर्तुं शक्यते तत् संस्थाप्य यावदपेक्षितं यावत् परिमाणं जलं संस्थाप्य तत्रा कुकिङ्ग् कर्तव्यं गेस् स्टव् मध्ये कुक्कर् मध्ये स्थापनीयं तेना पक्वं भवति पक्वं भवति अनन्तरम् अस्माभिः तत्र यद्यदपेक्षितं खाराम् अनन्तरं लवणं तत्सर्वं संस्थाप्य पक्वं कर्तव्यं तेन अनन्तरं भोक्तुं सिद्धं भवति दोसा अपि तथैव पूर्वस्मिन् दिने एव तत्र तण्डुलं तत्र पूर्वं संस्थापनीयम् अनन्तरं मिक्सि द्वारा तत् च तस्य भर्जनम् इदं मिक्सि कर्तव्यम् अनन्तरं दोसा हिट्टु इति भवति कन्नडभाषायां हिट्टु इत्युच्यते तत् अनन्तरं बण्डी इति भवति तस्मिन् अस्माभिः एवं हिट्टु संस्थाप्यते चेत् दोसा भोक्तुं योग्यं भवति